नगरेषु ग्रामेषु च एषु दि एषु दिनेषु वर्तमानानां नूतन रोगाणां विषये मम अभिप्रायः एषः इत्युक्ते स् उ उत्तम उत्तम आहारं खादति चेदेव तस्य रोगनिवारणार्थं रोगनिवारणं कर्तुं शक्यते उत्तम आहारम् इत्युक्ते सस्याहारं सात्विक आहारमेव खादतु सस्याहारम् इदानीं जनाः सस्याहारं न खादन्ति अधिकतया मांसाहारं खादन्ति तेषाम् इच्छा मांसाहारे अधिकतया अस्ति यदि मांसाहारं खादन्ति तर्हि तेषाम् आरोग्यस्य विषयः कष्टकरं भवति नूतन नूतन रोगानाम् अपि रोगाः अपि बहु आगच्छन्ति तस्य निवारणार्थं सस्याहारमेव उत्तमं अस्ति अनन्तरं योगाभ्यासः ध्यानं अनन्तरम् अटनं सर्वम् अनन्तरं कीदृशः वा किमपि किमपि अभ्यासः सर्वं करणीयमस्ति योगाभ्यासमेव उत्तमं उत्तमम् अस्ति योगाभ्यासः एव उत्तमः अस्ति अतः अस्तु तर्हि